मया कदापि बृहत्तमं शिल्पं न कृतम् लघु लघुशिल्पानि एव कृतानि शिल्पकरणप्रक्रियायां साहानं श्रद्धा च बहु आवश्यकी भवति मुखस्य निर्माणे बहुजागरुकतया भवितव्यं भवति अतः येतत् समस्याकारणात् अहं लघु लघुशिल्पानि एव कृतवती